अन्तर्जालद्वारा वस्तुं क्रयणम् उत्तमं अस्ति अनुत्तमम् अपि अस्ति उत्तमं कि उत्तमं किम् इत्युक्ते तत्र सर्वमपि मिलति अत्यावश्यकसमये वस्तु गृहस्य सोपाने लप्स्यते गृहे उपविश्य वस्तु दृष्ट्वा आर्डर् कर्तुं शक्यते किञ्चित् अधिकं धनं ददाति चेत् एकदिनात्मक डेलिवरि अपि भवति यदा वस्तु भग्नं भवति चेत् प्रतिस्वीकुर्वन्ति केन्सल् अपि कर्तुं शक्यते अनुत्तमं किम् इत्युक्ते यद् वस्तु द दर्शयति तदेव न प्रेषयति कदाचित् वस्तु एव न भवति कदाचित् वस्तु भिन्नं भवति अन्यैः उपयुक्तवस्तूनि अपि प्रेषयन्ति क्रेतारः एतत्सर्वम् अवगम्य क्रेतव्यं भवति इदानींतनजनाः अधिकतया अन्तर्जालद्वारा एव वस्तूनां क्रयणं कुर्वन्ति तेन समीपस्थ आपणिकाः कष्टम् अनुभवन्ति ते उत्तमवस्तूनि यच्छन्ति किन्तु जनाः सर्वे अन्तर्जालद्वारा एव क्रीणन्ति अन्तर्जालद्वारा ये ये क्रीणन्ति तेषां कृते आफ़र् डिस्कौण्ट् च यच्छन्ति परन्तु स समीपस्थ आपणिकाः डिस्कौण्ट् आफ़र् च दातुं आर्थिक अनुकूलता न भवति नास्ति अतः सर्वे क्रेतारः अन्तर्जालद्वारा एव क्रेतुं मग्नाः भवन्ति